अहं गतमासे एकं नूतनं नूपुरं स्वीकृतवती परन्तु अहं तद् धनं तु बहु अधिकं जातम् तथैव अहं रजतम् इति स्वीकृतवती परन्तु नक्ली नूपुरं आसीत् एतत् तु ते बहु मह्यं मोसं कृतवन्तः अतः एतद् नूपुरम् अपि सम्यक् नास्ति धनम् अपि अधिकम् अभवत् मह्यम् इच्छा अपि न अभवत्